लोकयानस्य विषये लोकयानेन अहं बेङ्गलुरुनगरे बहुधा केङ्गेरीतः मारथल्ली प्रति गतवान् बनशङ्करी इत्यत्र लोकयानस्य परिवर्तनं करणीयं भवति यतोहि साक्षात् एकः एव लोकयानस्य उपलब्धिः नास्ति एकः विषयः मम मनसि सर्वदा आगच्छति अस्माकं बेङ्गलूरुनगरे प्रयाणं कर्तुं बहु धनं अपेक्षितं भवति मूल्यं लोकयानस्य अधिकं वर्तते अहं चीना देशे अपि लोकयाने गतवान् अस्मि तत्र कुतः कुत्रापि गच्छतु एकवारं प्रयाणं करोति चेत् दश रुपाणि यावत् रूप्यकाणि तावदेव धनम् एक एकस्य प्रदेशतः अन्यस्य प्रदेशपर्यन्तं इति यावत् यत् किमपि दूरं वा भवेत् एक वारं गच्छति चेत् दशरूप्यकानि तदपि तत् न्यूनं एव धनं भवति तत्रापि वृद्धानां कृते धनमेव नास्ति रिक्तं धनं तैः गन्तुं शक्यते अस्माकं बेङ्गलूरुनगरे मौल्यं तु बहु अधिकं वर्तते धनं कर्तुं सर्वकारः लोकयानानि चालयन्ति इति भाति तत्र सेवा कर्तुं चालयन्ति अत्र धनं कर्तुं चालयन्ति तत्र सर्वकारः किञ्चित् किञ्चित् अभिबुद्धिः आने आनेतव्यम् सेवारूपेण सर्वकारः कथं कार्यं करणीयं इति चिन्तितव्यम्